मया एकम् अत्यन्तचिन्तनप्रचोदकं पुस्तकं पठितम् अस्ति तस्मिन् पुस्तके धर्मान्तरविषये लिखितम् आस् लिखितं वर्तते यत्र धर्मान्तरं धर्मान्तरणम् अत्यन्तदृढतया वा अत्यन्तक्रूरतया जनाः कुर्वन्ति तत्र कथं ते जनाः धर्मान्तरणं कुर्वन्ति ये केपि सामान्यजनाः सन्ति तेषां जीवने यत्किमपि आवश्यकमस्ति तस्य प्रलोभनं दत्वा तदनन्तरं तेषाम् उपासनम् उपासनापद्धतिषु कथं परिवर्तनं कर्तुं वयं शक्नुमः इति चिन्तयित्वा ते जनाः मतपरिवर्तनं धर्मपरिवर्तनं च अनन्तरं करोमि कुर्वन्ति तेषु जनेषु अपि बहवः जनाः बहिः भारतात् बहिस्थात् धनं प्रापयित्वा तदनन्तरं तेषां वितरणम् अत्यन्तं असंविधानिकं मार्गेण भारते जनसामान्येषु कुर्वन्ति तेन माध्यमेन एव धर्मान्तरणं ते जनाः कुर्वन्ति तथैव अहं पुस्तकवाचनसमूहे अपि स्मः अपि अस्मि अत्र अस्माकं विश्वविद्यालये एकः पुसु पुस्तकवाचनसमूहः वर्तते तत्र अहं भवामि इति